स्वकीयां सांस्कृतिकपरम्परां रक्षितुं सर्वप्रथमं संस्कृतम् अध्येतव्यम् संस्कृतं पठनीयम् संस्कृतं विना का सांस्कृतिकी परम्परा शुद्धा वर्तते इति ज्ञातुं न शक्यते अतः संस्कृतस्य प्रचारः प्रसारः आवश्यकः वर्तते एवं केवलं परम्परायाः ज्ञानमेव न अपेक्षितम् अपि तु परम्परायाः पालणं प्रयोगः अपि तथा तत्र कर्तव्यः भवति एवं सांस्कृतिकपरम्परा रक्षणाय सर्वप्रथमं तु संस्कृतम् आश्रयणीयम् यतोऽहि यत् कर्मकाण्डं भवति य् यः कश्चन अपि संस्कारः भवति तत्र संस्कारे संस्कृतमेव प्रयुज्यते यदि कश्चित् संस्कृतं शुद्धं न जानाति तर्हि संस्कारकर्म अपि सुद्धं न कर्तुं शक्नोति एवं चारित्रिकम् उन्नयः अपि तथा न भवितुमर्हति